नमोनमः भ्रातः इदानीं भवान् कुत्र अस्ति कुत्र बिहार अहमपि बिहारराज्ये मोतिहारजिल्ला आगतः अहं भ्रमणार्थं बिहारमागतः अहमागच्छामि भवतः अड्रस् कथयतु आम् आं सम्यक् सम्यक् कथमस्ति भवान् अहमपि सम्यगस्मि आमामाम् के के स्थलानि सन्ति तत्र आमां तर्हि भवन्तः समीपे द्विचक्रिका अस्ति वा तर्हि चलतु भ्रमणार्थं गच्छामः अहं सज्जः अस्मि तर्हि चलतु तर्हि अत्र गान्धीमैदानः कति किमोलिटर् कति किलोमिटर् अस्ति

एतद् गान्धीसङ्ग्रहालयः कुत्र अस्ति गान्धीनगरे अस्ति खलु तस्य आमामां बौद्धस्तूपः कुत्र अस्ति आं तर्हि चलतु एक् एकवारं सङ्ग्रहालयं गत्वा पश्यतु आमाम्

आमामां सम्यक् सङ्ग्रहालयस्य किं किमस्ति आमामाम् आमामाम्